ऐ भोः क्यामरा आपणिकः तावत् धनं मया दत्वा क्यामरा स्वीकृतं परन्तु क्यामरा सम्यक् नास्ति लेन्स् सम्यक् नास्ति अतीव ब्लर् वर्तते कुतः मह्यम् एतादृशं क्यामरा भवता दत्तम् इति मया न ज्ञायते इदं क्यामरा तावत् धनयुक्तमपि नास्ति परं मह्यं भवान् तावद्धनम् अस्ति इति उक्तवान् परन्तु यद्धनं दत्तं तस्य कृते इदं क्यामरा योग्यं नास्ति इति अहम् अभिप्रैमि